मम बहुवारं पठितं पुस्तकं वर्तते शाम्च्यायि तस्य लेखकः वर्तते साने गुरुजि इति ते सम्यक् लिखितवन्तः साने शाम्चायि इति चित्रपटम् अपि वर्तते शाम्चायि इत्यत्र शाम्चायि इति मराठि मराठ्यां वर्तते मराठि पुस्तकं वर्तते तत् तर्हि तत्र मातुः तस्याः पुत्रम् उपरि पुत्रोपरि कथं प्रीतिः वर्तते तस्य मनसि किं किं चलति त एतत् सा एतद्भावना इत्यादिकं वर्तते त तस्याः तत्र श्यांची आयि एतत् चित्रपटिमपि बहु सृष्ठु आसीत् अतः पुनः पुनः द्रष्टुम् इच्छामि मातुः कथम् अस्माकं अस्माकम् उपरि प्रीतिः द न दर्शयति अपि च प्रीतिं करोति प्रीतिं करोति अपि तु न दर्शयति एतावत् सुष्ठुः चित्रपटम् आसीत् पुस्तकमपि पुस्तकम् उपरि पुस्तकमुपरि अपि एव चित्रं चित्रपटम् आगतवान् तत्र श्याम्चि आयि इति श्यां नाम तस्य पुत्रः आयि नाम मातुः श् श्या श्यामस्य मा श्या श्यामस्य मातुः इति पुस्तकं वर्तते सम्यक् पुस्तकमस्ति अतः तत् तस्य तत् चित्रपटं दृष्ट्वा एव अश्रु आगच्छन्ति अतः सम्यक् पुस्तकं वर्तते अतः पुनः द्रष्टुम् इच्छामि